प्रश्नस्तु विविधपादपानां तेषां परिपालनतन्त्राणां विषये च किं त्वम् अधिकं ज्ञातुम् इच्छति इत्यादि विषये प्रश्नः अहं तु हैड्रोपोनिक्स् इति कश्चन प्रयोगः विद्यते तस्मिन् अतीव आसक्तः तस्य विषये अहम् इतोऽपि ज्ञातुम् इच्छामि सद्यः अहं गवां कृते तृणव्यवस्थाम् अनेन द्वारा कुर्वन् अस्मि अस्माभिः किं कृतम् अस्माभिः शतम् अस्माभिः टू हण्ड्रेड् द्विशतं फ़ीट्परिमितं पि वि सि पैप् क्रीतं तद् उपयुज्य कश्चन फ़्रेम्वत् कारितम् तत्र अस्माभिः ट्रेज् आनीतम् आपणात् तद् तस्मिन् ट्रेमध्ये छिद्रं विद्यते ततः जलं बहिः स्रवति तेन यदा जलसेकः भवति जलस्य निष्ठानात् नाशः न सम्पद्यते सस्यानाम् इति आशयः अस्माभिः प्रथमं चतुर्विंशतिघण्टापरिमितं बीजानि जले निक्षिप्यन्ते ते यदा बृहत् भविष्यन्ति तदानीम् अस्माभिः ट्रेमध्ये आरोपणं क्रियते आरोपिते सति अङ्कुराः भविष्यन्ति अङ्कुरात् ते सस्यं भविष्यन्ति सस्यानि भविष्यन्ति तथा अस्ति अस्माकं व्यवस्था अस्माकं ज्ञानम् अस्मिन् विषये